हरिः ओम् हरिः ओम् भ भवतः पुस्तकं समाप्तं वा लेखितुं न न एवं नास्ति भगिनि एवं नास्ति एवम् अहमपि तुम्ब बहु कार्यं व्यस्ता अस्मि एकः प्रश्नः अपि अस्ति किञ्चित् एडिटिङ्ग मध्ये समस्या अभवत् मम एकं द्वयं चित्रम् अपि तत्र पुस्तके प्रेषयितुम् इच्छामि भवत्याः विषयं दृष्ट्वा अहम् एकम् द्वयम् उपायं सूचयामि इति भवत्याः दूरवाणी कृतम् भवत्याः प्रथमः पृष्टे किम् अपि चित्रम् आवश्यकं वा नारी शक्ति इति सन्दर्भे न फ़ोन माध्यमेन अपि भवतः वाट्सप्प मध्ये अपि प्रेषयितुं शक्यते किमपि भवत्याः ऐडिया अस्ति चेत् म वदतु अहं शो शोधनं करोमि तत्र पृष्ट

अस्तु अस्तु भवतः एकं कार्यं करोतु मम पुस्तकं समाप्य किञ्चित् अधिकं समये आवश्यकं भवतः एकं मम अ एकम् ऐडिया अस्ति दुर्गादेवी अस्य चित्रं प्रथमः पुठे अहं स्वीकरोमि तत् सम्यक् अस्ति वा भवत्यः मान्ये किञ्चित् किञ्चित् विविधाः अपि चित्राणि किञ्चित् महा महिलाः भारते अस्ति तस्य महिलाः चित्रम् अपि अहं पुस्तके पाठयितुं शक्नोमि अस्तु अस्तु भगिनि अग्रिम सप्ताहे मिलामः